हरिः ओम् आर्विकर् उपाहारगृहतः वदन् अस्ति वा महोदय अहं तत्र दाल् फ़्राय् आर्डर् कृतवानासम् तस्य धनमपि अहम् आन्लैन् प्रेषितवान् परन्तु अधुना अहं न इच्छामि अतः मम आर्डर् केन्सल् करोतु परन्तु तस्य धनम् अहम् अधुना पर्यन्तं न प्राप्तवान् भवान् उक्तवान् आसीत् झटिति एव धनम् अहं प्राप्नोमि इति कृपया मम धनं पुनः प्रेषयतु